तन्त्रज्ञानेन कथं वित्तकोशीयकार्यं सुलबं जातम् इति चेत् बहु बहु आप् भवन्तति तत् मम कर्म सुलभं जातं वित्तकोशीयकार्यं सुलभं जातं किन्तु केचन न सुलभं जातं ज्ञात्वा कुर्वन्ति चेत् सुलभम् अज्ञानेन कुर्वन्ति चेत् असुलभं जातम्